हरिः ओं नमस्ते महो हा आम् आम् एवं वा सम्यक् सम्यक् सन्ति सन्ति महोदये बहूनि आभरणानि सन्ति बहु भिन्नभिन्न आभरणानि अपि सन्ति किं किं किम् इच्छति भवती वदतु

हा अस्ति बहुविधाः भिन्नभिन्नकण्ठहारः अस्ति अहं प्रेषयामि तस्य छायाचित्रं प्रेषयिष्यामि भवान् भवती पश्यतु कियत् तस्य भारं आवश्यकं यत् तदपि वदतु भारः कियत् भवेत् इति आम् एकलक्षरूप्यकं हा अस्तु अस्तु

हा हा लक्ष्मीमूर्तिः लक्ष्मीमूर्तिः आवश्यकं वा हा हा अस्तु तदपि अस्ति हा अत्र किमपि किमपि अति मूल्य अब्ब जुवेलरि सन्ति खलु डैमण्ड्स् इति मौ मौक्तिकं मौक्तिकं तानि आवश्यकं वा साधारणमौक्तिकानि हो अस्तु वज्रम्

ह ह ह ह आम् हा अस्तु अस्तु तादृशाः आं पृथक् कृत्वा अहं प्रेषयिष्यामि

हा तदपि आवश्यकं वा हा मणिः मणिबन्धः हा कङ्कणानि कङ्कणानि कङ्क् कङ्कणानि हा हा अस्तु अस्तु तदपि प्रेषयिष्यामि हा कङ्क् हा क क्ङ्कणानि तत् तत्रापि साधारणम् आवश्यकं वा किमपि मूल्यम् एवं साधारणमेव हा स्वर्णकङ्कणानि हा मौक्तिकानि किमपि न आं वज्राणि व ना आवश्यकम् हा हा स्थालिकां चषकाः स्थालिकाः चमसाः हा हा हो मध्ये मुद्रितं मुद्रितमावश्यकं स्वर्णपुष्पं मध्ये मुद्रितं वा हा

हा वार्तलापम् अस्तु अस्तु मह् अस्तु महोदये तदपि करोमि हा हा अस्ति अस्ति दूरवाणी तु अस्ति अहं सर्वाणि टिप्पणीं लिखितवान् टिप्पणीपुस्तके लिखितवान् तादृश आभरणानि पृथक् कृत् कृत्वा पृथक् कृत्वा अहं प्रेषयिष्यामि पश्यतु दृष्ट्वा किम् आवश्यकं किमपि प्रश्नाः सन्ति चेत् पृच्छन्तु मां सूचयतु अस्तु धन्यः अस्तु